रामायणमहाभारतेषु राज्ञां चित्रणं कथं कृतम् इत्युक्तौ रामः पुनरागमनात् परं सः यदा गत्वा स्व आसन्दे उपविशति प्रतिदिनं गमनकाले आसन्दम् अदृष्ट्वा सः प्रजाः पश्यति स्म प्रजानां मुखं पश्यति स्म किं तेषां मुखे तावान् सन्तोषः विद्यते वा कश्चिदपि दुःखी दृश्यते तर्हि तत्र गत्वा झटिति तस्य निवारणं कर्तुम् उद्युक्तः इति झटिति मया स्मृतम् अतः वदामि यथा भीष्माचार्येण उपदिष्टं तथा अस्माकं धर्मराजेन राज्यं पालितम् इति श्रूयते ग्रन्थेन ग्रन्थस्य अध्ययनेन तर्हि यदा सः पुनरागतः चतुर्दशवर्षाणां परं तदानीमपि राज्यं दातुं सिद्धाः नासन् कौरवाः महाभारते तथापि एतेषां पञ्चानां मनसि राज्यस्य प्राप्तिः कर्तव्या इति नासीत् परन्तु तेषां दृष्ट्या सम्बन्धानां परस्परगतिशीलता समीचीना भवेत् इत्येव एतेषां मतिः अतः अस्माकं शासकाः राजानः ये पूर्वम् आसन् महाभारतरामायणादिकालेषु तैः अन्यत्किमपि न ज्ञातं परं प्रजासुखमेव ज्ञातं स्वराज्यस्य अभिवृद्धिः ज्ञाता कथं मुहूर्तस्य संस्थापनं कृत्वा यथा प्रजानां सुखम् आयुः आरोग्यं भवितुमर्हति तथा तैः अध्ययनं कृतं तथा तैः शासनं कृतं तथा प्रजाः अपि आसन् अतः स च कालः सुवर्णकालः यतः राजा समीचीनः आसीत् तस्य दृष्टिः समीचीना आसीत् इति अयं विशेषः भवति